भारतस्य भारते च भारतस्य दर्शनशास्त्रम् इत्युक्ते बहुप्रख्यातमेव वर्तते तत्र आहत्य द्वादशदर्शनानि वर्तन्ते तत्र षट् आस्तिकदर्शनानि तेन सहैव षट् नास्तिकदर्शनानि इति तत्रादौ आस्तिकदर्शनानि यथा वेदान्तशास्त्रं न्यायशास्त्रं साङ्ख्यशास्त्रं योगशास्त्रम् एवं च एतान्यपि एतानि सर्वाण्यपि आस्तिकदर्शनानि इति उच्यन्ते किमर्थम् आस्तिकशास्त्रम् आस्तिकदर्शनम् इति चेत् अस्ति देवः अस्ति इति ये मन्वते तदेव तेषामेव आस्तिकदर्शनम् इति नाम उदाहरणार्थम् इदानीं वेदान्ते च परब्रह्म एव अन्तिमं सत्यम् इति वयम् इति वेदान्तिनः वदन्ति तत्र च ब्रह्मसत्यम् जगन्मिथ्या प्रज्ञानं ब्रह्म अयमात्मा ब्रह्म इत्यादि सूक्तयः प्रसिद्धाः एव तत्त्वमसि इति महावाक्यं तु प्रसिद्धमेव यत् येन तत् त्वं तत्पदेन जीवः परमात्मा त्वं पदेन जीवः उच्यते असि तत्र च तत् परमात्मा त्वमेव असी इति भवान् एव त्वमेव देवः त्वमेव ब्रह्मा असि इति अत्र आस्तिकदर्शनेन आस्तिकदर्शनानि प्रतिपाद्यते आस्तिकदर्शनेषु प्रतिपाद्यते परं नास्तिकदर्शने नास्तिकदर्शनं यथा बुद्ध बौद्धानां बुद्धदर्शनं जैनदर्शनं चार्वाकाणां एतत् सर्व एतानि सर्वाण्यपि नास्तिकदर्शनानि इति उच्यन्ते तत्र नास्तिकदर्शने पुनर्जन्मस्य पुनर्जन्मनः कोपि सिद्धान्तः नैव वर्तते यावत्पर्यन्तं वयम् अस्मिन् अस्यां भूमौ निवसामः तावत्पर्यन्तमेव अत्र अस्माकं जीवनं मरणानन्तरं किमपि नास्ति इति नास्तिकदर्शनाना नास्तिकदार्शनिकानां वादः यथा चार्वाकदर्शने उच्यते ऋणं कृत्वा घृतं पीबेत् इति ऋणं कृत्वा दारिद्र्यस्सन्नपि ऋणं कृत्वा सः घृतं पीबेत् यतोहि कदा वा सः मरणं प्राप्नोति इति वक्तुं नैव शक्यते इत्यतः यावत्पर्यन्तम् अस्मिन् अस्यां भूमौ वयं निवसामः तावत्पर्यन्तं सुखेन स्थातव्यम् इति नास्तिकदर्शनानां सारः वर्तते